हरिः ओम् आटोजनः वा हरिः ओम् आटोजनः वा हा अहमत्र तिरुपतिनगरे चन्नरेड्डिकालनिमध्ये अस्मि अहमिदानीं तिरुपती संस्कृत युनिवर्सिटि अस्ति खलु विश्वविद्यालयः तत्र गन्तुमिच्छामि आगच्छन्ति वा कति रूप्यकाणि एवं वा अस्तु अस्तु शीघ्रमागच्छन्तु कति रूप्यकाणि स्वीकुर्वन्ति एकशतं वा तावत्तु बहु अधिकं भवति किञ्चित् न्यूनं कुर्वन्ति वा वयं त्रयः स्मः अय्यो निमेषचतुष्टयं वर्तते मार्गः शक्यते शक्यते चिन्तयन्तु वयं प्रतिदिनं गच्छामः पञ्चाशत् स्वीकुर्वन्तु आगच्छति पश्यतु अरे शक्यते शक्यते वयं प्रतिदिनं गच्छामः खलु अरे इतः निमेषचतुष्टयात्मकः मार्गः सः तत्र शतं वा अशीतिः वा वयं कथं दद्मः प्रथमं विद्याक्रि विद्यालयः गन्तव्यः अनन्तरमहं तत्रैव सूचयामि अग्रे क्वचिद्गन्तव्यं भवति चेत् प्रायः अग्रे क्वचिद्गन्तव्यम् अस्ति तदाहं भवन्तम् एव सम्पर्कं करोमि ओहो एवं वा अस्तु अशीतिः अपि मास्तु पञ्चाशत् अपि मास्तु अहं षष्टिः ददामि चिन्ता नास्ति वा अस्तु पञ्चषष्टिः अस्तु अस्तु अवश्यम् अवश्यम् विद्यालयं गत्वा ततः एव किञ्चिदग्रे एस् वि युनिवर्सिटि इति एकमस्ति तत्रापि गन्तुं शक्नुमः वा अस्तु अस्तु धन्यवादः महोदय

ओहो धनमेव वा अस्तु अस्तु नास्ति नास्ति विद्यापीठे तु गेट्पर्यन्तं तावदेव तत्र पुनः अन्तः आगन्तव्यमिति नास्ति

कदागच्छन्तीति उक्तवन्तः न न भवन्तः अस्मान् यदा त्यजन्ति तत्र वयं तदा एव दद्मः अस्तु अस्तु आमां शीघ्रं शीघ्रमागच्छन्तु धन्यवादाः